अहं ह्यः एव एकं सरौतं स्वीकृतवान् नूतनम् इति विचिन्त्य मया स्वीकृतम् किन्तु पुरातनमेव आगतम् अस्ति ग्रहणस्य रब्बर् अपि अर्धं भग्नं वर्तते मम धनं व्यर्थमेव जातम् अहम् असन्तुष्टः